अहम् सम्पूर्णभारते अधिकाधिकम् सिक्स्टि पर्सेण्ट् अहम् समापितवान् इति अहं चिन्तयामि मुख्यरूपेण तर्हि तेषु पश्यामः चेत् तमिळ्नाडुनगरं पुनः पाण्डिच्चेरि केरळा कर्णाटका सम्पूर्णं तत्र अटितवान् अनन्तरम् उत्तरभारते वयं स्वीकुर्मः चेत् जम्मू कश्मीर् पुनः डेल्लि इत्यादीनपि अहम् तत्र गतवान् किन्तु तत्र एतेषु सर्वेषु अपि एकं मम कृते रोचकम् इत्युक्ते एकं पाण्डिचेरि भवति द्वितीयं पश्यामः चेत् लदाक् आगच्छति तर्हि लदाक् मद्ये तु बहु हिम हिमालयाः भवन्ति तत्र दृष्ट्वा एव बहु आनन् आनन्दं प्राप्नोमि एव